सुप्रभातम् अहमेकं कृषकः अस्मि मम कृषिभूम्याम् अनेकानि सस्यानि सन्ति मम जीवनोपायः अपि मम सस्यानि सन्ति अतः एव मे अहम् एकं पत्रम् अन्तर्जालेन अन्तर्जालद्वारा प्रेषयामि अधुना मम सस्यानि कीटैः आक्रान्ताः आसन् अतः सस्यानां नाशः अपि जायते अनेकानि सस्यानि अत्र नाशं सम्भवन्ति किन्तु अन्ये नाशस्य द्वारा सञ्चरति अतः अन्यः सस्यानि सस्यानां सस्यानां संरक्षणं मम कर्तव्यम् इति कारणेन अहम् अन्तर्जालद्वारा इयम् पत्रिकां प्रेषयामि कृपया मम सस्यानां संरक्षणार्थं कीटनाशकरणार्थं यानि कार्याणि कर्तुं शक्यते तत् कृपया किं करणीयम् किन्तु

तत् कं न कर्तव्यं चेत् मम सर्वाणि सस्यानि नाशः भवेयुः अतः मम सस्यानां संरक्षणार्थं कानि कार्याणि ममैव करणीयं म अहं करणीयम् इति कृपया वदतु अनन्तरम् यानि कार्याणि कर्तुं शक्यते इति च वदतु तदनुसृत्य अहं मम सस्यानां संरक्षणार्थं कीटनाशकरणार्थं च कर्माणि कर्तुं शक्यते अहं तत् कर्माय मम परिश्रमः च क्रियते धन्यवादः